अहं दर्मपुरिक्षेत्रे स्थानिकः अस्मि अहं प्रतिदिनं तत्र गोदावरी नदीतीरे स्नानं कृत्वा देवालयदर्शनं कृत्वा तत् सर्वं कतं चलति इति पश्यामि देवालये विषये वा नदी क्षेत्रविषये वा शुद्धिविषये वा तत्सर्वं पश्यामि सर्वत्र शुचिः इव भवति देवालयविषये आचार्येन सम्भाषणं कृत्वा तत्र देवालयार्चकान् कृत्वा किं किम् आवश्यकमिति दृष्ट्वा तेषां सम्भाषणेन सर्वं सम्यक् चलति वा न वा इत्यपि पश्यामि ते सम्यक्तया कार्यं कुर्वन्ति नदी विषये गोदावरी विषये अपि सम्यक्ता शुचिः सं समीचीनं पश्यन्ति यत्र जनाः आगच्छन्ति ते अपि समीचीनं मार्गरूपकेण कृत्वा नद्याः शुद्धिविषये वदन्ति ये जनाः आगच्छन्ति देवालयं दर्शनं करोति ते सर्वे संस्था सन्ति सन्तुष्टाः गच्छन्ति इति न वा वा अहं वा वदामि ते सं सं सन्तोषेण गच्छन्ति इति मम अहं जानामि अनन्तरम् अर्चकविषये वा किं किं कार्यविषये वा इब्बन्नीस् अस्ति वा न वा इति अहं पृष्ट्वा समीचीनं कार्यविषये वा कार्यं किं किं समीचीनं करणीयम् इति सर्वं जानामि